तत्र शटल् क्रीडायां पि वि सिन्धु अपरास्ति सैना नेहवाल् इति द्वे बालिके स्तः पुनः बालके बालके सात्विक् इति अपरः पृथ्विराज् इति द्वौ बालकौ स्तः एतौ एते शटल् क्रीडायाम् अत्यन्तनिपुणाः सन्ति वस्तुतः तत्र ते पदकानां पदकमपि स् प्राप्तवन्तः स्पर्धायां पुनः ट्रोफ़ि इत्यपि प्राप्तवन्तः तत्र ट्रोफ़ि इत्यस्य तत्र नामान्तराणि एवमस्ति यत् नेहरू ट्रोफ़ि इति एकं ट्रोफ़ी अस्ति निज़ाम् गोल्ड् कप् इत्यपि अस्ति रङ्गस्वामी कप् इत्यपि अस्ति रजनी ट्रोफ़ि इत्यपि वस्तुतः वर्तते एतत् सर्वमपि या कापी क्रीडा भवति चेत् इदानीं क्रिकेट् वा उत रन्निङ्ग् धावनस्पर्धा वा उत शटल् वा नाम क्रीडानुगुणं ते ट्रोफ़ि नाम पदकानां निर्धारणं कुर्वन्ति तदनुसारेण एतत्सर्वं वस्तुतः प्रचलति एतत् नाम ट्रोफ़ी नाम अपि स्थापयन्ति पुनः पदकस्य नाम अपि भवति तत्र नाम अपि ते क्रीडानुसारं वस्तुतः ते तत्र स्थापयन्ति नाम एवं रूपेण पदकानां पुनः ट्रोफ़ीनां निर्धारणं कुर्वन्ति